अस्माकं नगरे बहूनि पर्यटनस्थानानि सन्ति एव ते एते तेषां पर्यटनस्थानानां द्रष्टुं बहुस्थानि बहुस्ता स्थलानि जनाः यात्रिकाः आगत्य

मणकुलविनायकरमन्दिरमस्ति अनन्तरम् आश्रम् अस्ति अनन्तरम् अरोविल् बहु अस्ति बहूनि स्थानानि सन्ति एव